ह मम कष्टतमं चारणम् इत्युक्ते चिक्कमगळूरु समीपे अस्ति किल तदेकं नाम विस्मृतवती तस्य तदेकं बहु कष्टकरम् आसीत् किमर्थम् इत्युक्ते बहु चलनीयं भवति एतद् बहु बहु इत्युक्ते बहु दीर्घमार्गः अस्ति कष्टकरमित्युक्ते तादृशं नास्ति बहु समयं स्वीकरोति पुनः तद् एरिके इरोथरा इदे तत्र किञ्चित् कष्टम् अभवत् अतः तदेकम् अस्ति अन्यद् इत्युक्ते तदेकमेव पुनः सर्वेऽपि एकस्मिन् मार्गे एव इत्युक्ते एकस्य पृष्ठतः एकः गन्तव्यः तदपि सम्यक् एव ट्रेकिङ्ग् इत्युक्ते तादृशम् एव भवति किन्तु तत्र अहं बहु कष्टम् अनुभूतवती गन्तुमपि बहु समयं स्वीकृतं बहु श्रान्ता अपि अभवं तदेकं मम कष्टतमं चारणम् आसीत् बहु समयं स्वीकृतं पुनः तदपि सत्यमेव यदि अन्तिमं पाय्ण्ट् गच्छामः तदा एकं रिलाक्सेशन् इति भासते तद् यदि अनुभवं कुर्मः एतत् सर्वं यद्यद् कष्टम् अनुभूतं सर्वं विस्मरणं भवति तादृशम् अपि आसीत् किन्तु गमनसमये किञ्चित् ट्रकिङ्ग् समये किञ्चित् कष्टम् इति अभवत् सः पुनः भारतस्य जनप्रियचारणस्थानानि इत्युक्ते एकं तु अहं जानामि दूद्सागर् दूद्सागर् तत्र एव कुत्रापि रैल् स्थानकतः रैल् स्थानकतः गच्छामः चेत् डैरेक्ट् एव अस्ति अन्यत्र कुतः एकः मार्गः अस्ति ततः वयं ट्रेकिङ्ग् कृत्वा दूद्सागर् तद्गन्तुं तद् बहु सम्यक् अस्ति तद् अरण्य एव गन्तव्यं तादृशम् अस्ति तदपि बहु सम्यक् अन्यदेकम् अहम् एतावत् जानामि